भारते वायुगुणः विविधस्थानेषु विविधरीत्या वर्तते उदाहरणार्थम् इदानीम् अहं बेङ्गळूर्प्रदेशे वासं करिष्यामि अत्र वायोर्गुणः देशकालानुरोधेन किञ्चित् उष्णः भविष्यति एवं कोलार्प्रदेशे अपि तथैव भविष्यति बेङ्गळूर् देवनहळ्ळिप्रदेशे अपि तथैव अस्ति परन्तु तदेव बेङ्गळूर्मूलप्रदेशे गच्छामश्चेत् वायुगुणः तथा नास्ति तदेव ब मलनाड्प्रदेशः इति यः उच्यते तत्र वायुगुणः अन्यादशः तदेव भारतस्य उत्तरदेशेषु वायुगुणः अन्यादृशः एवं वायुगुणः तत्तद्देशकालसन्दर्भानुरोधेन विविधरूपेण वर्तते इति को कुत्रचित् उष्णम् उष्णं वहति कुत्रचित् शीतं वहति कुत्रचित् उ उष्णं शीतम् उभयं वहति इदं सर्वं तत्र तत्तद्देशकालसन्दर्भानुसारेण भवति इति कुतः इत्युक्तौ इदानीं शैत्यकाले शीतं वहति उष्णकाले उष्णं वहति एवं विविधकाले विधान् अंशान् वायुर्वहति